यदा वरः मण्टपे आगच्छति तदा तस्य कृते पुष्पाणि फलानि तथा महार्घवस्त्राणि धौतवस्त्रं इत्यादीनि दीयन्ते वरस्य कृते दीपं दर्शयित्वा तस्य पादपूजनं भवति तस्य कृते महार्घम् उपायनानि दीयन्ते अङ्गुलीमध्ये स्थापनार्थं सुवर्णं वर्तिः रिङ्ग् अपि अस्ति